मिडिल् मान् मध्ये एव धान्यानां विक्रियणं मार्केट् अत्र क्रियते एतत् मिडिल् मेन् कर्षकाः कर्षकानां प्रति तेषाम् उत्पादितम् उत्पादनं का सामग्री स्वीकृत्य अत्र मार्केट् मध्ये विक्रयणं क्रियते मिडिल् मेन् कर्षकाणां प्रति केचन लाभाः लाभाः अपि दत्ताः अत्र अन्यराजेषु अपि इदानीं केचन एजेन्सीस् वर्तन्ते एतत् विक्रणाय क्रयक्रीणियाय अनेकाः एजेन्सीस् वर्तते सः कर्षकानां प्रति तेषां सा उत्पादिताः विषयाः स्वीगृत्य अत्र एकम् एजन्सीस् मध्ये क्रिया तस्य विक्रयणं क्रियते अनन्तरम् एतद् तद् एजेन्सि इदानीम् अन्यत् एजेन्सि इति इत्यपि अन्ये एजेन्सि प्रति तेषां विक्रयणं क्रियते एतद् एजेन्सि अन्यत् अन्यराज्येषु अपि उत्पादितानि धान्यानि धान्यानि धन्यान्याः विक्रयणं क्रियते